नमस्ते महोदयः अस्तु मया लघुछात्रेभ्यः पठितुम् अनन्तरं क्रीडितुं कानिचन वस्तुनि अपेक्षितं वर्तते किं किम् अस्ति इति द्रष् दर्शयितुं शक्यते वा ओ एतावन्तान् अस्तु एतावन्तानि वस्तूनि सन्ति वा अहम् अस्तु एतानि सर्वाणि वस्तूनि स्वीकर्तुम् इच्छामि तथा च कानिचन वस्तूनि पुस्तकानि लेखन्यः अङ्कन्यः मापिकाः कुप्यः एतस्य सर्वस्य कियत् मूल्यम् अस्ति इति वक्तुं शक्यते वा एकवारम् एवं वा एतावत् अधिकमूल्यम् मया तु अनेकानि वस्तूनि क्रेतव्यानि सन्ति किञ्चित् मूल्यं न्यूनं कर्तुं शक्यते चेत् मया कष्टं न अनुभूयते किञ्चित् मूल्यं न्यूनं क्रियताम् अस्तु किञ्चित् वा मूल्यं न्यूनं क्रीयताम् अस्तु स्वीक्रियताम् सर्वान् वस्तून् एकं स्युते स्थापयित्वा दीयताम् अस्तु धन्यवादः पुनर्मिलामः महोदयः